रामायणं महाभारतम् इति द्वौ इतिहासौ वर्तते रामायणम् आदिकाव्यम् इति नाम्ना प्रसिद्धं तस्य प्रणेता वाल्मीकिमुनिः भवति सः आदिकविः इति च प्रसिद्धं रामायणे सूर्यवंशराजानां कथा एव वर्णितं वाल्मीकिना रामः एव रामायणस्य मुख्यः नायकः रामायणं सप्तकाण्डम् इति विभज्यते सप्तकाण्डानि इति विभज्यते बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डं किष्किन्धाकाण्डं सुन्दरकाण्डं युद्धकाण्डम् उत्तरकाण्डम् इति सप्तकाण्डानि रामायणे भवन्ति तत्र किष्किन्धाकाण्डम् अतीव क्लेशकरम् इति अहं श्रुतवती एवं महाभारतं व्यासमुनिना विरचितम् इतिहास इतिहासग्रन्थं भवति जयं भारतं महाभारतम् इति महाभारतस्य नामानि अष्टादशपर्वाणि महाभारते सन्ति आदिपर्वं सभापर्वं वनपर्वं विराटपर्वम् उद्योगपर्वम् भीष्मपर्वं द्रोणपर्वं कर्णपर्वं शल्यपर्वं सौप्तिकपर्वम् स्त्रीपर्वं शान्तिपर्वम् अनुशासनपर्वम् अश्वमेधपर्वम् आश्रमवासिकपर्वम् मौसलपर्वं महाप्रस्थानिकपर्वं स्वर्गारोहणपर्वम् इति अष्टादशपर्वाणि महाभारते अपि सन्ति